अस्माकं तेलेङ्गानायाः करिणगर् जनपदे शिक्षणव्यवस्था अत्युत्तमा वर्तते यथा शिशूनां शिक्षणे बालानां शिक्षणे टेन्त् पठने इण्टर् विद्यायां तदेव डिग्रि पठने तथैव पी जी पठनेऽपि उत्तमव्यवस्था अस्ति सर्वेऽपि अत्युत्तमेन उत्साहेन पठन्ति तथैव ततः तेभ्यः विद्यालयेभ्यः आगताः छात्राः सर्वेष्वपि क्षेत्रेषु प्रविश्य क्षेत्राणामुद्धरणे प्रान्तस्य उद्धरणेऽपि बहु सहकुर्वन्ति अस्माकं करिणगरजनपदस्य मुख्याः संस्थाः सन्ति प्रधानतया पारमिताः विद्यालयाः तथैव ट्रीनिटि विद्यालयाः तथा आल्फोर्स् विद्यालयाः एवं श्रीचैतन्या इति विद्यालयाः सन्ति एताः एताः संस्थाः उत्तमविद्यां प्रयच्छन्ति सर्वकारीयपाठशाला अपि स्वायत्तपाठशालानाम् अपेक्षया स्वायपाठशालाभ्यः अपेक्षयापि अत्युत्तमशिक्षां यच्छन्तीति मम अभिप्रायः